प्रथमकक्षातः अद्यावधि बहूनि पाठ्यपुस्तकानि बहुषु भाषासु मया पठितं प्रत्येकेषु भाषासु श्रेष्ठा संस्कृतभाषा पाठ्यं वा प्रजन्मतः मृत्युं यावत् सर्वे संस्कृतपाठस्य आवश्यकतां नूनम् अनुभवामः अतः संस्कृतपाठ्यं मम जीवनस्य परमसाहाय्यकं भवति येन आत्मज्ञानाय उपनिषदादिग्रन्थाः अस्माकं संस्कृतिः वैदिकपरम्परां च जीवनगठनेन साहाय्यकं भवति